हरि ओं नमस्कारः कः भवान्

हा जानामि हा सन्तोषाय

अस्तु भो अस्तु भोः शेखरः दशमकक्षापर्यन्तं पठितवान् तर्हि भवतां कस्मिन् विषये अभिरुचिः अस्ति तदेव विषयं स्वीकृत्य उत्तमशिक्षां भवान् यदि प्राप्स्यति तर्हि उत्तममार्गः भवतां जीवने साफल्यं अनुभवितुं योग्यः भविष्यति अतः प्रथमं विषयावरूपेण भवान् आलोचयतु तत्र अधीतविषयेषु कस्मिन् विषये अभिरुचिः प्रधानेन भवतां भवति तद् आलोचयतु तस्मिन् विषये एव अग्रे भवान् तत् स्पेषल् सब्जेक्ट् रूपेण स्वीकृत्य उत्तमशिक्षाम् उच्चशिक्षामपि यदि प्राप्नोषि चेत् भवताम् इच्छापि पूरिता भवेत् विभिन्नविषयः अपि तत्र आप्षनल् रूपेण अपि ऐच्छिकरूपेण अपि अत्र पाठयन्ति वयं जानीमः एव अतः भवान् ऐच्छिकरूपेण भवान् संस्कृतमपि स्वीकर्तुमर्हति सान्स्क्रिट् लिट्रेचर् इति एवमेव योगा अपि अस्ति आक्टिविटि भवति योगशिक्षा अतः स्वस्थे शरीरे स्वस्थः मनः इति सुक्यनुसारं यदि योगविज्ञानमपि भवान् तदीयविषयान्तर्गतेन अग्रे पठति सामर्थ्यं प्राप्नोषि चेत् भवतां प्रदर्शनमपि तत्र सम्यग्भवति चेदपि भविष्यत्काले प्रोफेषनल् रूपेण आ प्रोफेषनल् रूपेण भवान् योगविद्याम् आर्जयितुं तदीयप्रयोजनं लाभान् लाभान्वयमपि प्राप्तुं शक्नोषि आं नमस्कारः